हरिः ओं कुत्र अस्ति मया तु बुक् कृतं भवान् अत्र प्राप्तमिति दृश्यते दूरवाण्यां किन्तु भवान् न दृश्यते खलु अहं तु अत्र कोप्पानगरे गणपतिदेवालयः वर्तते खलु तस्य पुरतः अग्रे अधः आगच्छति चेत् मार्गे निसर्ग चाट्स् इति वर्तते तस्य पुरतः एव अस्मि भवान् कुत्र अस्ति ओ आरक्षकनिस्थानस्य पुरतः अस्ति वा तथैव इतोऽपि मार्गे अधः आगच्छतु शतं मीटर् अग्रे आगच्छति चेत् वामपार्श्वे निसर्गा चाट्स् इति दृश्यते तस्य पुरतः एव अहम् अस्मि